शारीरिकः व्यायामः तथा योगः भिन्नः शारीरिकः व्यायामः एव योगः इति केचन कथयन्ति परन्तु तथा नास्ति पतञ्जलिना योगश्चित्तवृत्तिनिरोधः इति सूत्रं कृतम् चित्तवृत्तीनां निरोधः एव योगः इत्युच्यते चित्तवृत्तेः निरोधात् पूर्वम् अनेकानि विषयेषु आसक्तिः भवति परन्तु यदा योगः क्रियते तथा तदा विषयेषु आसक्तिः न भवति परन्तु योगः नाम न तु योगः नाम योगः नाम न तु केवलं आस प्राणायाममिति परन्तु योगः नाम योगे मुद्रा प्राणायामम् इत्यपि प्राणायामः इत्यपि सन्ति परन्तु लोके किं लोक् लो लोके लोके किम् अस्ति इत्युक्ते योगः नाम शारीरिकः व्यायामः इत्येव चिन्तयन्ति परन्तु तथा नास्ति यो यो योगश्चित्तवृत्तिनिरोधः एव योगः इति उच्यते पर् योगः योगः इति बृहद् विषयः अस्ति योगः नाम न तु केवलं शारीरिकः व्यायामः परन्तु योगे हम् आसनं मुद्रा प्राणायामम् इत्यादीनि अपि अन्तर्भवन्ति पुनश्च योगः करणेन स शारीरिकः व्यायामं करणेन योगः स्वास्थ्यं सम्यक् भवति